हरि ओं हा हरि ओं वदतु महाशयाः का शास्त्रं एवम् एवम् अहं सकृतेव तत्र आगच्छामि भवतां समस्या या वर्तते तां समस्यां यथाशक्तिः तस्य समाधानं कर्तुं प्रवर्तयामि अहं प्रेषयामि मम भृत्यं मम भृत्यं यः वर्तते तं प्रेषयामि सः आगत्य करोति यदि भवन्तः स्वस्य आसनं परिवर्तुम् इच्छन्ति चेत् तदपि अहं परिस्थितिं दृष्ट्वा यदि अतिरिक्तः आसन्दः यानि वर्तते चेत् दास्यामि अन्यथा भवतां स या समस्या वर्तते तस्याः समस्याः निराकरणं करोमि ओ एवम् एवम् अहं तत्र अतिशीघ्रं तत्र आगत्य तं वदामि यत् याने धूम्रपानमित्यादिकं मा करोतु यतो हि अन्ये ये सहचराः वर्तन्ते तेषा तैः समस्या अनुभूयते अतः अहं तं स्पष्टतया दृढतया एव तं सूचयामि अस् हाम् अवश्यं अव अवश्मवश्यं यतो हि एतत्तु अस्माकं दायित्वं वर्तते यत् ये जनाः अस्माकं याने उपवेश उपविशन्ति तेषां सर्वेषां जनानां कृते तेषां सुविधा इत्यादि अर्थं एवं च सौखर्यार्थम् अस्माभिः द्रष्टव्यम् इति तु अस्माकं कर्तव्यमेव वयमस्माकं कर्तव्यस्य सम्यक् अनुसरणम् अनुपालनं कुर्मः इत्येव अहम् आशासे अन्यत् अन्या कापि समस्या वर्तते वा महोदयाः एवं एवम् एवम् अहं तं सूचयिष्यामहे यतो हि मार्गः अपि समीचिनं न वर्तते मार्गः यदि समीचिनः वर्तते चेत् अस्माभिः स्वयमेव यानस्य तत्र अस्माभिस्स्वयमेव यानस् अस्माभिः स्वयमेव सम्यकस्तया अतिशीघ्रतया यानं तत्रैव प्रवर्तयाम इतोऽपि किम् अस्ति वृष्टेः कारणात् सम्यक् न दृश्यते अतः परिचालक् महोदयाः ये वर्तते ते वारं वारम् एवमेव कथयन्तस्सन्ति यत् यावत् धैर्येण चलामः तावदस्माकं सौकर्यं भवति यतो हि शिघ्रातिशीघ्रं गन्तव्यं चेत् दूरात् कोऽपि वाहनम् आगच्छति अस्माभिः तं वाहनं द्रष्टुं न शक्यते चेत् अस्माकमेव हानिः अतः यावत्पर्यन्तं वातावरणः समीचीनः न भवति तावत्पर्यन्मस्माभिः धैर्येण गन्तव्यम् इतोऽपि अस्माकं प्रयासः एवं भवति चेत् यथा समयेन भवद्भिः यथासमेयेन भवन्तं तत्र अस्माभिः भवतां यद् वर्त भवतां यद् स्थलं वर्तते तत्रैव प्राप्स्यामः एवम् एवम् एवम् एवम् एवं वा धन्यवादः